भारतेन अद्य सम्मुखीक्रियमाणासु बृहत्तमासु पर्यावरणसमस्यासु भवति अन्यतमं वायुप्रदूषणं अस्माकम्प्रदेशे भूपरिसरः यथा नद्यः वनानि पर्वताः समुद्रं कृषिक्षेत्राणि च गतेषु वर्षेषु बहु परिवर्तितो भवति मानवाः पर्वताः वृक्षाः च कर्तनङ्कृत्वा तस्य संख्यां न्यूनं कुर्वन्ति तस्य कारणात् मानवानां स्वस्य कृते आम्लजनकस्य अभावो भवति तथा च वृष्टिः सम्यक्तया न भवति कृषिक्षेत्रे अपि क्लेशो भवति ऋतुषु अपि परिवर्तनं दृश्यते यस्मिन् ऋतौ यत् भवितव्यम् अस्ति तत् न भवति यत् न भवितव्यम् अस्ति अर्थात् पर्यावरणसमस्यायाः कारणेन ऋतुषु परिवर्तनं दृश्यते